परिवारः कृषवलम्बितः अस्ति चेदपि बहवः जनाः कृषिकार्यं न चिन्वन्ति इति वाक्यं सत्यम् एव दृश्यते कारणं ते चिन्तयन्ति कृषिकार्ये किमपि भविष्यं नास्ति तथा कृषिकार्यं करोति चेत् सर्वदा सूर्यप्रकाशे वृष्टिकाले शैत्यकाले उष्णकाले सर्वदा कृषिकार्यं करणीयं तथा सस्यस्य रक्षां करणीयम् तदा सस्यस्य उत्पादनात् पूर्वं बहु कीटाः जन्तवः पक्षी इत्यादिद्वारा सस्यानां नाशभयं भवति तथा एतानि जन्तवात् रक्षां करणात् परं पुनः सस्यं विक्रयितुं विपणिं नयति चेत् अत्र कष्टस्य अपेक्षया कदाचित् सस्यस्य मूल्यं न मिलति एतादृशः कारणात् परिवारः कृषवलम्बितः भूत्वापि कृषिकार्यं कर्तुं नैव इच्छन्ति अस्माकं जीवने कृषेः महत्वम् अधिकं वर्तन्ते कारणम् अस्माकं भारतदेशे षष्टिप्रतिशतं जनाः कृषिकार्ये निर्भरं भवन्ति तथा अस्माकं देशे अष्टादशप्रतिशतं जि टि बि कृषिक्षेत्रात् आगच्छन्ति तथा कृषिकार्यं कृत्वा एव सस्यादि व्रीहिः गोधूमः शाकानि इत्यादि खाद्यानि सामग्र्यः कृषिक्षेत्रात् एव आगच्छन्ति कृषिकार्यं न भवति चेत् जनाः कार्यं कथं जीविष्यन्ति अतः एव अस्माकं जीवने कृषिकार्यं महत् आवश्यकं भवति